यदा वयं लोकयानं मध्ये गच्छामश्चेत् कुत्रापि सुन्दरपरिसः परिसरः दृश्यते चेत् सः न स्थगयति तत् करणात् वयं बैक् मध्ये गच्छामः बैक् मध्ये कुत्रापि सुन्दरपरिसः परिसरः दृश्यते चेत् अपि वयं स्थगितुं शक्नुमः अनन्तरम् यदा अहं ट्वेल्थ् मध्ये आसन् मम अङ्का बहु अधिकाः आसीत् तत् कारणात् मम पिता एकः नूतन यानम् एकं नूतनं यानं स्वीकृतवान् तस्मिन् मध्ये अहं बहु अटितवान् अनन्तरं कोविड् समये तु लोकयानं न आसीत् तस्मिन् समये अपि बहु एतत् बैकिङ्ग् सर्वं वर्धितः